नामांसि

कस्यां क्रीडायां

एकम् एकः विषयः भवान् तु उत्तमसमये दूरवाणी कृतवान् अस्ति इदम् इदानीम् अत्र युवजनमहोत्सवः सञ्चातः अस्ति आगामिवर्षे अत्र पुनः युवजनमहोत्सवः भविष्यति अत्र अतः तावप्तर्यन्तं भवान् सम्यक्तया अत्र अभ्यासं कर्तुं शक्नोति अतः अद्य अद्य एव आगत्य एकवारं

अत्र अत्र निश्चयेन अत्र प्रभाते पञ्चवादने उत्थानं भविष्यति सार्धपञ्चवादने क्रीडाङ्गणे सर्वैः अपि भाव्यं भवति सार्धपञ्चवादनतः सप्तवादनपर्यन्तम् अत्र क्रीडाभ्यासः प्रचलति आदौ सार्धकं सार्धघण्टा यावत् अत्र अभ्यासः इत्युक्ते धावनं योगाभ्यः योगाभ्यासः इत्यादिकं भवति ततः

सत्यं तत्कर्तव्यं एव यतः रात्रौ तु निद्रा निद्राति खलु तदा शरीरं सङ्कुचितं भवति कलु तस्य आरोग्यप्रदानार्थं भवान् अ य यतो हि भवान् तत् क्रीडायां तत्र कूर्दनं कर्तुं न शक्नोति उत्तमतया क्रीडितुं न शक्नोति अतः शरीरस्वास्थ्यम् आवश्यकं खलु अतः अतः प्रथमं धावनमित्यादिकं सामान्य योगाभ्यासः इत्यादिकं कर्तव्यं भवति अनन्तरं भवान् तत्र क्रीडितुं शक्नोति गणद्वयं ए ग गणद्वयम् इदानीम् एव निश्चितम् अस्ति अतः यावत् शक्यं शीघ्रातिशीघ्रम् आगत्य भवतः पञ्जीकरणं करोतु तत्तु दीयते निर्णयः अस्ति अस्ति प्रभाते केवलं रोट् केवलं रोटिका चतुष्टयं दीयते अथवा दोसात्रयं दीयते प्रभाते अनन्तरम् एकचशकपरिमितं क्षीरं दीयते च चायपानीयम् इत्यादिकं न भवति क्षीरं दीयते अनन्तरं दशवादने सत्यं द् तद्न भवति दशवादने सामान्यतः फलाहारः भवति दशवादने दशवादने फलाहारः भवति

राष्ट्रस्तरे भागं गृहीतुं इतोपि केवलं